नमस्ते ओला चालकः खलु अहं तम इति विद्यापीठसमीपे वसामि अहम् इतः मेजेस्टिक् रेल्स्थानकं प्रति गन्तुम् इच्छामि वयं षट् जनाः स्मः अतः बृहत् कार यानं बुक् कुर्वन्ति वाअस्तु विद्यापीठवृत्ते वयम् अष्टवादने सिद्धाः भवामः कृपया आगच्छन्तु